मम प्रदेशस्य आरोग्य सेवा वर्धयितुं गृहस्य परितः स्वच्छताम् सम्यक् रक्षणीयं अनन्तरं प्रतिदिन प्रातःकाले ब्रह्म मुहूर्ते उत्थाय योगप्राणायाम इत्यादिकं

प्रतिदिनं प्रातः सायं देवस्य पूजा भजन इत्यादिकं करणीयं सर्वदा धनात्मक चिन्तनम् सर्वेषु व्यवहारेषु

सर्वदा सच्चिन्तनमेव कुर्यात्

क्रियते चेत् स्वास्थ्य सम्यक् भवति